मम इष्टतमं पर्यटनं स्थानं शृङ्गेरि अत्र विशिष्टतया शृङ्गगिरिः एव मम इष्टतमं पर्यटनस्थानं अत्र विशिष्टा तत्र विशिष्टतया नदी तुङ्गानदी वर्तते तत्र पार्श्वे देवालयः तत्स्वामिनः इत्यादिविषयाः बहु इष्यन्ते अपि च अत्र मठस्य समिपे एव नदी अस्ति तत्र नद्यां मत्स्याः भवन्ति तान् द्रुष्टुम् आनन्दः भवति अपि च तत्र मठं द्रष्टुं प्राचीनकालस्य शिला न्यासः शिला शिलया निर्मितः निर्मितः देवालयः मठं द्रष्टु्म् आनन्दः भवति अपि च तत्र स्वामिनां स्वामिनं स्वामिनः द्रष्टुमपि आनन्दः भवति अपि च तत्रत्यप्रदेशः तत्र तत्र विद्यमानं विद्यमानविशेषाः अपि च तत्र पूर्वं पूर्वतनस्वामिनः अपि च तेषां विषये विद्यमानः उल्लेखः अपि च तत्र गुरुभवनं नृसिंहदेवालयः इत्यादिकं द्रष्टु्म् आनन्दः भवति अतः मम इष्टतमं पर्यटनस्थानमस्ति शृङ्गेरि अपि च तत्रत्यसंस्कृतिः तत्रत्यपद्धतिः बहु इच्छामि एवं मम इष्टतमं पर्यटनस्थानमस्ति शृङ्गेरि